मम आसक्तिविषये एव

अहं पाकविधाने यथा प्रयुक्ताः काश्चन विशिष्टाः सामग्र्यः अस्ति चेत् ताः इङ्गु इङ्ग् स्थाप्यते चेत् बहु बहु सम्यक् पाकः भवति कतं भवति नाम पाकः तत्र सुगन्धः एव अस्मान् नयति तत्र पाकस्य स्थाने तादृशविशेषः अस्ति इङ्गुपदार्थस्य अपि च यदि अहं पाकं कर्तुं गच्छामि तदा देवस्य स्मरणं करोमि यदा देवस्य स्मरणं क्रियते तर्हि निश्चयेन पाकः सम्यक् आगच्छति तद् निर्दिष्टमस्ति अस्माकं पारम्परिकरूपेणापि तद् आगतमस्ति पाकशैली इत्येव अस्ति नळपाकः इत्यपि बहु विशेषः अस्ति पाकः यदि अस्माकं देशे पश्यामः शास्त्रस्य विषयेऽपि परम्परा अस्ति किञ्चित् कार्यं कुर्वन्ति चेत् तत्र परम्परा अस्त्येव तत्रापि पाकविधानेऽपि अस्माकं परम्परा अस्त्येव तत् कथं कर्तव्यं कीदृशं स्थापनीयं किं स्थाप्यति चेत् कः सुगन्धः आगच्छति इत्यादिकं यदि ज्ञात्वा सम्यक् पाकः क्रियते तर्हि तद् विशिष्टः पाकः भवति तत् सर्वं यदि वयं सम्यक् कुरुमः यदि पूर्वं ज्ञात्वा तर्हि अस्माकं पाकं बहु सम्यक् भवति यदि एतादृशं चिन्तनं कृत्वा यदि पाकः क्रियते तर्हि सम्यक् पाकः आगच्छति